ग्रामीणप्रदेशे क्षेत्रेषु कृषकः इदानीं बहुकष्टतया कृषिकार्यं करिष्यति किन्तु इदानीं काले सहायक सहायकस्य जनाः न आगच्छन्ति सहायं कर्तुं जनः न आगच्छति तदा सः एव कृषिकार्यं करणीयं भवति तत् अतीवक्लिष्टं भवति तदर्थं सः इदानीं यान्त्रिक यन्त्रसहायेन कृषिकार्यं करिष्यति तदा एकः एव कृषिकार्यं कर्तुं शक्यते तत् शीघ्रमेव कार्यं भवति तदर्थं सः यन्त्रेण सह यन्त्र यन्त्रं स्वीकृत्य यन्त्रेण सह कृषिकार्यस्य बीजावापनं तदनन्तरं जलादिकं सिञ्चनं कर्तुं जलादिकं अपि यन्त्रेण सह यन्त्रेण सहायेन जल जल जलसमृद्धि तदनन्तरं यन्त्रेणेव तत्पलं प्राप्यते तदर्थं यन्त्रेण सह यन्त्रसहायनैव कृषिकाः कृषिक्षेत्रे तस्य क्लिष्टादि विषयं परिहारं करिष्यति इदानीं काले तथा कृषिविषये किञ्चित् न्यूनं अभवत् जनाः कृषिक्षेत्रस्य आसक्तिः न्यूनं न्यूनम् अस्ति इति ग्रामे ग्रामीणस्य जनाः पूर्वे सर्वे मिलित्वा परस्परसाहायेन कृषिकार्यं कृतवन्ताः इदानीं तद्रूपेण कर्तुं किञ्चित् क्लिष्टम् अस्ति तत्र कृषि कृषि कार्यागारस्य विषये जनाः मिलितुम् अशक्यते सहाय सहायार्थम् इदानीं यन्त्रसहायेनैव कृषिकार्यं भवति